भारते विद्यमानेषु शास्त्रेषु आयुर्वेदशास्त्रमपि अन्यतमं शास्त्रं विद्यते इदं शास्त्रं प्राधान्येन स्वास्थ्यरक्षणशास्त्रम् इत्यपि वदन्ति आयुर्वेदः अथर्ववेदस्य उपवेदः विद्यते अत्र चरकः शुश्रुतः वाग्भटः वाग्भटादि ऋषिमुनयः प्रामुख्येन एतं शास्त्रम् उद्दिश्य व्याख्यानं कुर्वन्ति आयुर्वेदस्य आयुर्वेदत्वं तदा भवति यदा तत्र आयुः विषये सम्यक् ज्ञानम् उद्भोदनं च भवति आयुर्वेदशब्दस्य उत्पत्तिम् एवं साधयन्ति आयुः अस्मिन् विद्यते अनेन वा आयुः विन्दति इति एवम् आयुर्वेदशास्त्रस्य विषये तत्र ग्रन्थकाराः चरकादयः वदन्ति अस्य विश् अस्य इतिहास अपि अत्यन्तप्राचीनः विद्यते आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते प्रायः सहस्रवर्षेभ्यः प्रागपि आयुर्वेदशास्त्रमासीत् इति ज्ञायते एव विशेषतः क्रिस्तपूर्वचतुर्थ शतकादारभ्य क्रिस्तशतकस्य एकादशशतकपर्यन्तम् आयुर्वेदस्य उत्कृष्टपरम्परा ज्ञायते तत्र प्राचीनकालेषु प्रख्यातेषु नालन्दा विक्रमशिला इत्यादि विश्वविद्यालयेषु तत्र पाठ्यमानमपि दृश्यते एवञ्च आयुर्वेदशास्त्रस्य इतिहासः अत्यन्तप्राचीनः विद्यते चरकाचार्यः चरकसंहितां शुश्रुताचार्यः चरक शुश्रुतशसंहितां च पुनः वाग्भटऋषिः अष्टाङ्गहृदयम् तत्र माधवकरस्य माधवनिदानं शार्ङ्गधरस्य शार्ङ्गधरपद्धतिः इत्यादयः आयुर्वेदग्रन्थाः अनेके ग्रन्थाः अत्यन्तप्राचीनग्रन्थाः विद्यते एवं आयुर्वेदशास्त्रम् इदानीं रचितं शास्त्रं न अत्यन्तम् पुरातनं प्राचीनं साहिस् इतिहासात्मकं शास्त्रं विद्यते इदं शास्त्रं न केवलं तत्कालीनम् इदानीमपि अत्यन्तं प्रयोजनं ददाति अग्रे अपि प्रयोजनं दास्यति इत्यत्र नास्ति शं संशयः